सामान्यतः मम प्रदेशे प्रतिदिनं जनाः बहवः समस्यां बहूनि समस्यानि अनुभवन्तस्सन्ति अनुभवन्तः सन्ति तत्र ते समस्याः ताः समस्याः तेषां जीवने जीवने अतीवपरिमाणं क्रियते तत् अहं जनप्रतिनिधिना तस्य सह् तेषां साहाय्यं कर्तुम् इच्छामि परन्तु अहम् एक एव तत् सह एव कर्तुं न शक्यते जनप्रतिनिधिना एकं सङ्घं कृत्वा तद् परिहारं कर्तुं शक्यते अत्र समस्याः उदाहरणार्थं अत्र वर्षः वर्षा अधिका प्रवर्तते दक्षिणकन्नडः तस्मात् त् तद्विषये यत्किमपि कर्तुं खर् कर्तुं शक्यते इति विचार्य अहं जनप्रतिनिधिना साहाय्यमपि कर्तुम् इच्छामि